मम प्रदेशे प्राधान्येन आचर्यमाणाः उत्सवाः अस्माकं हिन्दूधर्मस्य पद्धतिप्रकारेण आवर्षपर्यन्तं के के उत्सवाः सन्ति तत्सर्वम् आचर्यते अत्र नवरात्रिपर्व तत्र तथा शिवरात्रि अनन्तरं युगादिपर्व एवं सर्वपर्वणाम् आचरणं भवति स्थानिकसांस्कृतिकपरम्पारायाः श्रद्धायाः प्रतिफलनम् अत्र नागपञ्चमी उत्सवसमये तथा शैवाराधकक्षेत्र अस्ति इति कारणेन शिवस्य पूजाराधनं तत्सर्वम् अत्र द्रष्टुं शक्यते